अहं तु भौतिकपुस्तकानि एव पठितुम् इच्छामि किमर्थम् इत्युक्ते भौतिकपुस्तकानि न विद्युत् अपेक्षते न वा इन्टर्नेट् इत्यादिकम् यत्र कुत्रापि उपविश्यापि पठितुं शक्नुमः वने वा मार्गे वा गृहे वा कुत्रापि अतः अहं भौतिकपुस्तकानि एव इच्छामि तेन ई पुस्तकानि पठामः चेत् अस्माकं नेत्रस्य आरोग्यमपि नश्यति विभिन्नाः रोगाः अपि भवन्ति तस्यापि निवारणं भौतिकपुस्तकानां पठनेन भवति अत अहं भौतिकपुस्तकानि एव इच्छामि श्राव्यपुस्तकानि अपि उपयोगयोग्यानि एव तत्र विद्युत् आवश्यकी अथवा अन्धकारः अस्ति इत्यादिकं कारणं न भवति यत्र कुत्रापि वयं पुस्तकानि श्रोतुं शक्नुमः पठनस्य क्लेशः अपि न भवति पठनं न जानीमः चेदपि श्राव्यपुस्तकानि उपयोगीनि भवन्ति